मम अभिरुचिं साधयितुं मम परिवारः मम सहायं करोति कथम् इति चेत् मम यत् इच्छा वर्तते अहं संस्कृतं पठामि किन्तु अहं तत् न जानामि यत् संस्कृतस्य विश्वविद्यालये वा विद्यालये कुत्र वर्तते तर्हि अस्मिन् विषये मम गृहे वार्तालापं कृतवन्तः तर्हि परिवारैः हि जनैः उक्तं यत् अस्माकं स्वामीजि अस्ति सः उक्तवान् यत् महाराष्ट्रराज्ये नागपुरे जनपदे रामटेके ग्रामे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः नाम्ना एकः विश्वविद्यालयः वर्तते तत्र भवान् गत्वा संस्कृतं सम्यक्तया पठितुं शक्नुवन्ति तर्हि स्वामीजीनां मतं श्रुत्वा मम परिवारजनैः एतस्य अपि तत्र संस्कृतं पठने अभिरुचिः वर्तते तर्हि तस्य नाम तस्मिन् विश्वविद्यालये स्थापनीयम् पञ्चीकरणीयम् एवंप्रकारेण मम परिवारः मम अभिरुचिं साधयितुं समर्थनं कृतम्